हा नमोनमः भवती भवती गदग् ट्रावेल् एजन्सीतः अस्ति वा हा अहम् अहं गदग् आग् आगन्तुमिच्छामि तत्र किं किमस्ति एतद् किञ्चित् वदतु हा हा पुनः तत्र स्थातुं व्यवस्था अस्ति वा हा मम मम मित्राणि आगच्छन्ति वयं पञ्चजनाः स्मः न न नास्ति तद् किञ्चित् सहायं करोति चेत् सम्यक् भवति हा वयं पञ्चजनाः स्मः सरि हा पुनः मठे मठे स्थातुं कथम् अस्ति व्यवस्था भोजनार्थं किम् अस्ति तत्र स्पेशल्

मम मित्राणि मम कः किम् अन्यत् किमस्ति तत्र हा वयं श्वः न न परश्वः आगच्छामः हा हा चा चलत्